भारते इमे पाकविद्यालयाः सन्ति पि इ एस् इस्ट्यूट् आफ़् होटेल् मेनेज्मेण्ट् चन्नैस् अमृता इन्टर्नेश्नल् इस्ट्यूट् आफ़् होटेल् मेनेज्मेण्ट् इन्टर्नेश्नल् इस्ट्यूट् आफ़् होटेल् मेनेज्मेण्ट् रेसिडेन्सि कालेज् आफ़् होटेल् मेनेज्मेण्ट् दि आक्स्फ़र्ड् कालेज् आफ़् होटेल् मेनेज्मेण्ट् केलि सोसैटीस् इस्ट्यूट् आफ़् होटेल् मेनेज्मेण्ट् सैण्ट् जान्स् कालेज् आफ़् होटेल् मेनेज्मेण्ट् रामया कालेज् आफ़् होटेल् मेनेज्मेण्ट् बेन्ग्लोर् होटेल् मेनेज्मेण्ट् इन्स्टिस्ट्यूट् सिङ्गपूर् डिप्लोमो इन् होटेल् मेनेज्मेण्ट् आस्क् इन्स्टिस्ट्यूट् आफ़् हास्पिटालिटि मेनेज्मेण्ट् शिक्षणम् एतानि वितरान्युपरि दीयन्ते कथं पाकशालां चालनीयम् वैटर् वैटर् जनान् कृते कथं सम्भाषणं करणीयं डिफ़्फ़ेरेण्ट् क्यूसिन्स् विचारे इत्युक्ते इण्डियन् चैनीस् काण्टिनेन्टल् इत्यादि